भारतस्य अत्यन्तमुख्यानि पर्वाणि भवन्ति गणेशचतुर्थी पर्वः एवं दीपावली नवरात्रिपर्वदिनम् एवमेव बहूनि पर्वाणि अत्र आचर्यन्ते तत्र क्वचित् एवमपि श्रूयते भारतीयसंस्कृतौ प्रतिदिनमपि किञ्चित् पर्व अनुष्ठीयते इति तावन्ति पर्वाणि अस्माकं भारतदेशे अनुष्ठीयन्ते तत्र अतिमुख्यानि भवितुम् अर्हन्ति एते गणेशचतुर्थ्यादयः तत्र अत्यन्तं विजृम्भणरूपेण अस्माकं देशे तानि पर्वाणि आचर्यन्ते गणेशचतुर्थ्यां तु सर्वैः ग्रामीणैः अपि मिलित्वा एकस्मिन् स्थाने एकम् एकं गणेशमूर्तिं संस्थाप्य तस्य पूजनं तत्र सांस्कृतिककार्यक्रमाणां संयोजनम् इत्यादि आचर्यन्ते प्रति प्रत्येकस्मिन् गृहे अपि लघुभूतस्य गणेशस्य मूर्तेः संस्थापनं कृत्वा तत्र दिनत्रयं यावत् पूजां कुर्वन्ति क्वचित् दिनत्रयं दिनपञ्चकं नवदिनानि द्वादशदिनानि त्रयोदशदिनानि इत्येवं तेषां यथा शक्त्यनुसारं तत्र आचरणं कुर्वन्ति एवं नवरात्रिपर्वणः अपि आचरणम् अस्माकं भारतदेशे बहु विशिष्टं भवति नवदिनानि यावत् बहु विजृम्भणरीत्या पर्वणः आचरणं क्रियते इत्येवं यानि यानि यानि पर्वाणि सन्ति यानि पर्वाणि सन्ति तेषां गृहे मधुर पदार्थस्य मधुरं पदार्थं किञ्चित् कृत्वा तस्य खादनम् एवं भोजनस्य तु आधिक्येन विशेषः पर्वदिनेषु भवितुम् अर्हति